गुरुमुखेन गायनस्य शिक्षणम् अत्यन्तं श्रेष्ठम् इति मम अभिप्रायः तत्र लघुलघुदोषाः भवति वयं तत् न जानीमः तस्मिन्समये उत्तममार्गदर्शकस्य आवश्यकता भवति तत् कार्यं गुरुः एव करोति मम एका गुरुः अस्ति तस्याः नाम गीता इति सा बहु सम्यक् पाठितवती इदानीम् अपि अद्यापि तस्याः ध्वनिः मम कर्णे अस्ति